नमस्कारः अधुना वार्तामाध्यमः इति विषयः वार्ताहाराः सामान्यतः बहुत्र सन्ति तेषां तेषां यत् तेषां मस्तिष्के यत् आगच्छति तथा ते दर्शयितुं प्रयत्नं कुर्वन्ति कदाचित् सत्यं वा असत्यं यद्दर्शयन्ति सामान्यतः ग्राम्यक्षेत्रेषु वार्ताविषयानां तथा यत् विषयाः भवन्ति तेषां विषये सामान्यतः आधारः न भवति अतः वर्तमानपत्रेषु वा दूर्दर्शन् मध्ये यदागच्छति सामान्यतः नगरजीवनस्य विषयवार्ताः भवन्ति ग्राम्यविषयस्य पर्याप्तविषयाः न दर्शयन्ति बहुषु विषयेषु बहवः विषयः माध्यमेषु चर्चन्ते किन्तु कदाचित् यत्र राजनीतिः तु राजनैतिकविषयाः अत्र आगच्छन्ति तदा कदाचित् मर्यादा आगच्छन्ति अतः तस्मिन् विषये जनानाम् अधिकः आधारः न भवति अतः अधिकं तेषां विषये वक्तुं न शक्यते